सर् वस्तुतः मया एतद् आर्डर् कृतम् आसीत् पिज़्ज़ा इति अत्र तु बर्गर् आगतं वस्तुतः तदपि पिज़्ज़ा आगतं तत्र एतत् चिल्लि पौडर् अपि नासीत् अपरम् एतत् सास् अपि नासीत् पुनः कोको कोला अपि नासीत् अतः एतत् आर्डर् मह्यं नापेक्षते अतः एतद् क्यान्सल् करोमि मम धनं यदस्ति तद् प्रत्यर्पयन्तु